आम् आं महोदय आम् आम्

दृष्टमासीत् कुत् कुत्रचित् दोषाः सन्ति अहं वक्तुं चिन्तयन्नासं पुनः अद्य भवानेव काल् कृतवान् तत्र कर्मणि प्रयोगाः भवन्ति वृक्षात् पर्णं पतति इत्यादिषु ईशत् परिवर्तनीयं भवति इतोऽपि तत्र यदि ग्रफ़िक्स् यदि स्थापयामः पर्णं पतन् पतन्निव पतद् इव यदि स्थापयामश्चेत् इतोऽपि आकर्षणीयः भवतीति अहं चिन्तयामि

तत्र प्रथमपुटे खलु आम् आम्

एवम् एवं कर्तुं शक्यते

इ हा आम् तत्र भवता यत् टिप्पण्यां सूत्राणि दत्तानि तानि बोल्ड् मध्ये स्थापयामश्चेत् इतोऽपि आकर्षकं भवेदिति चिन्तयामि आं तदेकः आसीत्

तत्र साक्षात् तत्र गन्तुं गत्वा पठितुं शक्यते इति वा एवम् आम् अवश्यं कुर्मः अवश्यं कुर्मः हा तत्र मया दृष्टं भिन्नमिव दृश्यते पृथक् पृथक् दृश्यते तत् कथं कुर्मः ञकारः णकारः

हा सर्वम् अन्यत् सम्यक् अस्ति आं धन्यः